मम ग्रामे तु मलबद्धतायाः चिकित्सायाः लोकप्रियाः गृहपरिचदः कोपि न सन्ति किमर्थं नाम वयं गृहं गृहे मध्ये के के भवन्ति ते एव जानन्ति तया तस्य कृते औषधं किं दातव्यम् इति अं वक्तुं शक्नोमि किं दातव्यं नाम तदानीं अन्तः उदरे तद् आसिड् अधिकं भवति इति कारणतया अस्माकं बे तत्र बेस् किमपि स्थापनीयम् अर्थात् यम् लेमन् लेमन् जूस् लेमन् जूस् वा एवं सर्वं पीय पा पातव्यं नन्तरं सम्यक्तया सुप्तव्यम् एकघण्टा वा घण्टाद्वयं वा सुप्तव्यम् अनन्तरम् उत्थाय अधिकं कार्यं न कर्तव्यं जलम् अधिकं न पी ना पातव्यम् एवं सर्वं तथापि अन् मम ग्रामे तु नास्ति परन्तु मम पार्श्वे अस्माकं ग्रामस्य पार्श्वे एकं ग्रामम् अस्ति तत्र एकः वर्तते तस्य नाम श्रेयसः इति श्रेयसः इति वर्तते सः बहु जनप्रियः डाक्टर् वर्तते सा वैद्य वैद्यकीयाः स एतादृशाः यदि क्लेशाः भवन्ति चेत् तस्य औश् त्सा अच्चाये औषधं यच्छति तत् स्वीकरोमि चेत् एकघण्टा अलम् तद् सर्वं किम् अस्माकं मलबद्धतायाः किं क्लेशः भवति चेत् स सर्वं सम्पूर्णतया गच्छति तद्